नमो नमः गोकुलधामकाधावातः वदति वा हां मम नाम विकाससरकारः अहं भवतः प्रतिदिनस्य त् ग्राहकोऽस्मि अद्य मम मित्रस्य जन्मदिनं वर्तते तर्हि अस्मिन् अनुष्ठाने प्रायः स् सप्तजनाः आगमिष्यन्ति तर्हि सप्तजनानां कृते बिर्यानि इत्यस्य आवश्यकता वर्तते तर्हि यदि शक्यते चेत् सप्तजनानां कृते पृथक् पृथक् रूपेण बिर्यानि इति प्रेष् प्रेषयति प्रेषयतु पृथक् रूपेण प्रेषयति चेत् वरं पुनः रात्रि अद्य सायं पञ्चवादनात् पूर्व् पूर्वं यदि प्रेषयति तर्हि अस्माकं कृते सुलभः भवति पुनः एकवार्ता अहं तु भवतः प्रायः प्रतिदिनस्यैव स् ग्राहकोऽस्मि तर्हि किञ्चित् मम कृते डिस्कौण्ट् इति दीयते चेत् वरम् अस्तु तर्हि यदि डिस्कौण्ट् दीयते कृपया मम कृते वदतु सूचना सूचना दीयताम् वयम् अहं तत्र धनमपि अहम् आन्लैन् माध्यमेन अपि प्रेषयिष्यामि तत्र मया मम गृहस्य तत्र अड्रस् अपि तत्रैव अहं दास्यामि तर्हि समयेन किं कृपया तत् प्रापयतु इति